मम पञ्चमकक्षातः एव मम चित् चित्ररचनायां बहु आसक्तिः आसीत् सर्वे मम कुटुम्बसभ्याः अपि प्रोत्साहं कृतवन्तः किन्तु इदानीं कार्ये निमग्ना भूत्वा कदाचित् अनासक्तिः भवति चित्न चित्ररचनायां तदा कारणम् इत्युक्ते तत्र कार्यालये अधिककार्यं तादृशं भूत्वा चित्ररचनार्थम् अधिकसमयं कदाचित् दातुं न शक्नोति तदा किं क्रियते मया इत्युक्ते यदा विरामदिनानि भविष्यन्ति तदा केवलं चित्ररचनार्थम् इति उपविश्य अहं कालं यापयितुम् इच्छामि अन्य अधिककार्याणि सन्ति चेत् अपि चित्न चित्ररचनं मयि आनन्दं दीयते अतः अन्यकार्याणां मध्ये अपि के अट्लिस्ट् एक हाफनवर् वा अर्धघण्टा वा अहं चित्ररचनार्थं कालयापनं करिष्यामि